मम प्रदेशस्य नाम ओडिसा मम प्रदेशस्य प्रधानः सांस्कृतिकः उत्सवः रथयात्रा अयम् उत्सवः समग्रे विश्वे प्रसिद्धः ओडिसायाः पुरिप्रदेशे श्रीजगन्नाथमन्दिरे अयम् उत्सवः बहु सुन्दररीत्या पद्यते विदेशजनाः अपि अस्मिन् उत्सवे पुरिप्रदेशम् आगच्छन्ति अस्मिन् पर्वणि रथयात्राणाम् आयोजनं क्रियते महाप्रभुः जगन्नाथः बलभद्रः देवीसुभद्रा च रथोपरि विराजमानाः भवन्ति जनाः रथयात्रामाध्यमेन एकत्रिताः भवन्ति जनाः आनन्दम् अनुभवन्ति देवानां दर्शनेन अस्मिन् पर्वणि जातिः धर्मः वर्णः निर्विशेषेण जनाः एकत्रिताः भवन्ति अतः विश्वबन्धुत्वभावस्य प्रसारं जायते अनेन उत्सवेन न केवलं ओडिसायां पुरिप्रदेशे अपि तु भारतस्य विभिन्न मन्दिरेषु स्थानेषु रथयात्रा परिपाल्यते विदेशे अपि रथयात्रा परिपाल्यते एषः उत्सवः अस्मान् सर्वान् एकतायाः सन्देशं प्रददाति यथा अयं निजः परो वेति गणना लघु चेतसाम् उदारचरितानां तु वसुधैव कुटुम्बकम् एतस्य श्लोकस्य महत्वं रथयात्रा पर्वणि वयं द्रष्टुं शक्नुमः रथयात्रा अस्माकं सम्ब् सर्वेषां कृते सन्देशं ददाति यत् वयं सर्वे भारतमातुः सन्तानाः वयं सर्वे एकत्रिताः भूत्वा निवासं कुर्मः इति